सः बहु प्राचीनदेशः अस्माकं जनाः पूर्वतनजीवनपद्धतिं त्यक्त्वा पाश्च्चात्तिक प्रभावेन नूतन जीवनशैलीं स्वीकृतवन्तः तत्र अनुचित खाद्यानि सन्ति ते स्वीकुर्वन्ति तस्मात् नूतन नूतन रोगाः आगच्छन्ति रोगस्य कारणं अज्ञात्वा वैद्याः अपि केनचन उद्देशेन औषधं यच्छन्ति धनव्ययः असौकर्यानि स्वास्थ्यनष्टः एवं भवति अन्यः एकः प्रमुखः विषयः स्वच्छता स्वच्छ भारतम् इति बहुकालतः आभारतं घोषणं श्रूयमाणमस्ति किन्तु वयं अवकराः कुत्र क्षिपामः इति विषये अस्माकं स्पष्टता नास्ति किमपि एक काद्यं स्वीकरोमि कादामि तत्र एव तस्य अवकरः तत्र एव क्षिपामि मन्दिरे चिकित्सालये सार्वजनिकस्थलेषु वयं स्वच्छत्तां परिपालनं न कुर्मः सर्वत्र अवकराः दुर्गन्दः सोडुं न शक्नुवन्ति सामान्यजनाः किन्तु तस्मात् कारणात् व्याधयः नूतन नूतनतया आगच्छन्ति जलमालिन्यं पश्यामः चेत् आनन्तरं वायुमालिन्यं सर्वत्र मलिनजलं वायुः अपि तत्र नूतन क्रिमयः आगच्छन्ति वयम् एतस्य विषये अधिकचिन्तनं कुर्मः स्वस्थ स्वच्छ स्थलं वयं स्थापयामः स्वच्छता विषये अधिकम् अवदानं दद्मः अस्माकं जीवनस्य एकं मुख्यं अंशः एषः